गृहे दुग्धं निर्मामि मम तु काफ़ि इष्टं भवति काफ़ि चूर्णेन सह उष्णजल पातनेन तद् डिकाक्शन् भवति डिकाक्शन् दुग्धं शर्करां मिलित्वा तत् त्रयमपि मिलित्वा उष्णेन सह पिबामि द् काफ़ि उष्णं भवितव्यं मम कृते मम पतिःअपि काफ़ी इच्छति मम स्नुषायाः कृते बोन्वीटा निर्मामि अनन्तरं तक्रं यदा कार्यालयं गच्छामि तदा मम कृते मम पुत्रस्य कृते मम पत्युः कृते तक्रं निर्मीय वयं नयामः